हरिः ओम्

आम् उपविश्यामि अस्तु अद्य इडलि इडलि अस्ति एवं चट्नी अस्ति

अस्तु अस्तु अस्ति आम् अयि भोः मम कक्ष्यायामपि एतावदेव अस्ति छात्राः किमपि न पठन्ति एव किं करणीयमिति मयापि चि चिन्तितवती किं करोमि मम कक्ष्यामपी एवमेव अस्ति छात्राः कोरोना अनन्तरम आन्लैन् क्लासस् अभवत क्लासस् अभवत् खलु तदानीं क्लासस् श्रुत्वा श्रुत्वा अन्यत् किमपि वीडियोस् दर्शयन् दर्शयन् पश्यन्ति अनन्तरं गेम्स् खेलन्ति एवमेव अद्यापि करोति अद्यापि कुर्वन्ति गेम्स् एव खेलन्ति किमपि न पठन्ति एव किं करणीयमित्यहमेव न जानामि बालकाः अपि एते एवमेव करोति ते अपि ये छात्राः मम अहं किं वदामि तत् न श्रूयते इत्येवं वदन्ति किमपि करणीयं मीटिङ्ग् वा कोल् करणीयम् अस्तु धन्यवादाः